अहम् उडुपि उपहारगृहतः इड्ली दोसाम् आर्डर् कृतवती परन्तु अहम् इदानीं केन्सल् कर्तुम् इच्छामि अहं मम दूरुवाण्यां गच्छामि तत्र स्विग्गी एप्मध्ये मै आर्डर् मध्ये गच्छामि तत्र क्लिक् करोमि केन्सल् इति क्लिक् करोमि तत्र केन्सल् इति भ केन्सल् भवति